सत्यम् अहं एक एतां कलां किञ्चित् अधीतवान् आसम् मम पत्नी एव आरम्भकाले एतां कलां किञ्चित् मां पाठितवती अहं कस्मै अपि अथवा कस्यै अपि एतां कलां न पाठितवान् एतस्याः कलायाः शिक्षणार्थं कमपि उपायं सूचयतु इति प्रश्ने सति अहं किं वदामि इत्युक्ते विद्यार्थिनः अथवा ये पठितुमिच्छन्ति तेषां एतस्यां कलायां महती आसक्तिः अवश्यं भवेत् पुनश्च श्रद्धा अपि भवेत् एवम् अस्ति चेद् एव तैः एतां विद्यां सुलभेन पठितुं पाठयितुं च शक्यते